मम प्रदेशे लोकप्रियाः बहवः स्थानीयक्रीडाः अथवा मनोरञ्जनक्रियाः सन्ति ताः यथा महिषयुद्धं कुक्कुटयुद्धं कादम्बयुद्धम् इत्यादयः एतानि क्रीडानि जनान् एकत्र आनयन्ति एव तत्तु निश्चयं यतो हि प्राचीनकालात् यदा अत्र राजशासनमासीत् तदा आरभ्य एव एतानां क्रीडानाम् आरम्भः आरम्भः जातः यतो हि जनाः स्वस्वपालितान् पशून् क्रीडाङ्गणे आनयित्वा तेषु एताः क्रीडास्पर्धाः चालयन्ति यस्य यः विजेता भवति तस्य कृते पुरस्कारः भवति यदा एतादृशाः क्रीडाः तत्र आयोजिताः भवन्ति तदा सर्वे जनाः मिलित्वा तथा एकत्र भूत्वा क्रीडायाः मनोरञ्जनम् उपभोगं च कुर्वन्ति अतः मण्डलस्य सामुदायिकभावनावर्धने एताः क्रीडाः सहकुर्वन्ति यतो हि क्रीडायाः कृते न केवलं पशूनां स्वामी अपि तु मण्डलस्य सर्वेषु स्थानेषु जनाः तत्र आयान्ति तेषां तेषां समावेशः भवति अतः अहं निश्चयेन वक्तुं शक्नोमि यत् मम प्रदेशे याः स्थानीयक्रीडाः सन्ति तानि सर्वाणि जनान् एकत्र आनयन्ति मण्डलस्य सामुदायिकभावनां वर्धने च सहकुर्वन्ति इति